नमस्ते एतत् ओला क्याब् सेन्टर् वा भवान् बिजापुरम् गच्छति वा गमनाय कीत् कीयद् मूल्यं भवति अथवा तादृश सेवा अस्ति वा मम अग्रजा बिजापुरे नगरे बिजापुरनगरे वसति तां ततः भानुवासरे अत्र अनेतव्या भवता शिर्सि गत्व हुब्बल्लीमार्गेण गन्तव्यं एल्लापुरा हुब्बल्लीमार्गेण न गन्तव्यम् अहं तस्याः दूरवाणीसङ्ख्यां तथा सङ्केतम् अपि प्रेषयामि